हरिः ओम् नमो नमः नमो नमः वदन्तु

आम् अस्तु प्रवीणमहोदय भवतां विषयः कः अस्ति वदतु अहो महोदय तद् भवतां यद् विषय यः विषयः विषयः अस्ति अहं तस्य रिव्यु कृतवती अहम् अत्र किमस्ति तत्र किञ्चित् परिमार्जनं करणीयमस्ति त्रुटयः सन्ति कुत्राचित् इतोऽपि किञ्चित् एड् करणीयम् अस्ति एतदर्थं भवताम् प्रकाशनं न अभवत् तर्हि अहं वदामि कुत्र कुत्र इतोऽपि एड् करणीयम् अस्ति शृण्वन्तु भवतां विषयः खलु बिसिस्ट् व्यवस्था विशिष्टबालानाम् उपरि अस्ति तर्हि भव विशिष्टबालाः के सन्ति तत् विषयः भवन्तः सम्यक्तया न तत्र न लिखितं के विशिष्टच्छात्राः सन्ति भवतां शोधपत्रे सत्यं तर्हि तत् स्पष्टीकरणं करणीयमस्ति यतोऽहि विशिष्टबालकाः इत्युक्ते प्रतिभावन्तः छात्राः अपि तत्र अन्तर्युक्ताः भवन्ति खलु मन्दमतयः छात्राः ये सन्ति ते अपि अन्तर्भूताः भवन्ति अतः भवन्तः एकं ग्रहणं कृतवन्तः एकम् अध्ययनं कर्तुम् इच्छन्ति एकं स्पष्टीकरणं कुर्वन्तु कृपया अ इतोऽपि किम् अस्ति भवन्तः त तत्र लिखितवन्तः संस्कृतं प्रति तेषाम् अभिरुचयः अथवा तेषाम् उत्थानं कथं भविष्यति इति प्रति तर्हि तत्र भवते यत् लिखितम् अस्ति तत्र अपि किञ्चित् संशोधनं करणीयमस्ति केन विधिना पाठयि केन विधिना व तत्र पाठनीयं भविष्यत् तेषाम् अभिरुचिवर्धनं भविष्यति आम् आम् आ श्रुण्वन्तु अधुना भवन्तः किं कुर्वन्तु भवतां कृते एकमासस्य कृते समयः दीयते पुनः सम्यक् रूपेण विलिख्य प्रेषयन्तु वयं रिव्यू कृत्वा पुनः एकमासानन्तरं सूचयामः तर्हि यत्र पुनः त्रुटयः भवन्ति चेत् तत्र मार्जनं भविष्यति यदि त्रुटिः त्रुटयः न भविष्यन्ति तर्हि भवतां प्रकाशनं भविष्यति तस्य कृते सूचना दीयते अपि आम् अवश्यं भवतां कृते अपि स्वागतं नमो नमः